अहं सामाजिक माध्यमेषु फेस्बुक् उपयोगं करोमि तस्मिन् ये शैक्षिकविचाराः लभ्यन्ते तेषाम् उपयोगं अहं करोमि एतत् तन्त्रज्ञानेन दूर् दूरस्थानां विदुषां उद्बोधनादिकं श्रोतुं मम बहु सौकर्यं जातम् एतेन अहं नूतनानां विषयानां ज्ञानं प्राप्तवान् यद्यपि सामाजिकमाध्यमेन विषयाः उपलभ्यन्ते तथापि अस्माकं गोपनीयतायाः विषये बहु जा बहुजागविषयाः बहुजागरुकता भवेत् इति मत्वा अहं न्यूनमेव तस्य उपयोगं करोमि